कागदे लिखितम् अतीव सरला भवति किन्तु लेखनी उपयुज्य वयं काकते लिखितुं शख्यते तदा टैपिङ्ग् अपि कर्तुं शख्यते तद् कर् बहु सरला भवति